रामायणमहाभारतेषु महाराजाः सर्वे सर्वशास्त्रपण्डिताः आसन् विशिष्टतया धनुर्विद्यायां तेषां नैपुण्यं महत् आसीत् इति ञायते तत्र धर्मपरेण ये राज्यपालनं कुर्वन्ति तेषामेव अन्य सर्वेषां सपोर्ट् आसीत् इति बहु समीचीनतया इतिहासयोः ज्ञायते रामायणकाले महाराजाः धर्ममार्गेण एव ते परिपालनं कृतवन्तः इति दिलीपारभ्य लवकुशपर्यन्तं वयं तेषां चरित्रात् वयम् अवगन्तुं शक्नुमः पुनश्च तेषां दशरथः इति दशदिक्षुः अपि सः रथं चालयितुं शक्नोति इति एतादृश विषयेषु वयं समीचीनतया तेषां स्किल्स् सर्वम् अवगन्तुं शक्नुमः महाभारतकाले तु तत्र धर्मः परं वा भवतु धर्मपरं न वा भवतु यथा राजा अभवत् इति तत्र चिन्तया विना ते कथं राज्यं कृतवन्तः इति पश्यामः चेत् किरातार्जुनीयात् दुर्योधनः अपि राज्यपालनं तु बहु समीचीनतया कृतवान् एव इति अस्ति अतः महाराजानाम्मध्ये किं वा विरो विरोदः भवतु तत्र तेषां राज्यपरिपालने बहु समीचीनतया करणीयम् इति मतिः आसीत् इति ज्ञायते एवम् महाभारतरामायणकालेषु महाराजाः समीचीनतया राज्यपरिपालनं कुर्वन्तः आसन् इति